मम वैयक्तिकलक्ष्याणि भवन्ति सर्वदा अन्येषां कृते साहाय्यं करोमि कक्षायां सर्वदा सम्यक् रूपेण पाठयामि आजीवनं संस्कृतस्य सेवां करोमि गुरुजनानां कृते सम्यक् व्यवहारं प्रदर्शयामि छात्राः मम जीवनं मम आत्मा इति मम चिन्तनम् एव साधितव्यानि कार्याणि मम लक्ष्यं मम लक्ष्यं यदि पूर्णं न करोमि तर्हि जीवन जीवनं मम निरर्थकम् अहं चिन्तयामि अतः तत् नूनं साधयामि इति